यदि कण्ठस्य शान्तता भवति तदा प्रथमम् अहं मौनधारणं करोमि किञ्चित् मौनेन उपविशामि तदनन्तरं किञ्चित् उष्णजलं पिबामि तदनन्तरम् उष्णजलेन गण्डूशां करोमि शैत्यखाद्यानाम् उपयोगं न करोमि तदनन्तरं काषायं पिबामि अथवा आयुर्वेद औषधं स्वीकरोमि नो चेत् गृहवैद्यं करोमि